तत्र तावत् षडङ्गानि यानि सन्ति वेदाङ्गानि तत्र मया अङ्गचतुष्टयस्य प्रारम्भिकपरिचयः प्राप्तः अस्ति शिक्षायाः विषये पाणिनीयशिक्षाया विधिततस्याः मया अध्ययनं कृतं विद्यते व्याकरणविभागोपि समीचीनतया इत्युक्तौ अष्टाध्याय अष्टाध्याय्याः प्रथमाध्यायः मया अर्थशः शब्दशश्च अधीतः विद्यते अपि च सिद्धान्तकौमुद्यां तावत् पञ्चसन्धिप्रकरणम् अधीतं विद्यते तथा च कारकप्रकरणं अधीतं विद्यते छन्दो विभागः यः विद्यते तत्र तावत् वैदिकं छन्दः यद्यपि मया न दृष्टमस्ति किन्तु छन्दसां चलनं कथं भवति छन्दसां परिचयः कथं प्राप्तव्यः इत्यत्र लौकिकच्छन्दांसि यानि सन्ति तेषां अध्ययनं च कृतं विद्यते निरुक्ते तावत् तत्र निघण्टुभागः यः विद्यते तस्य निघण्टुभागस्य आदिमः भागः मया केवलं किञ्चित् अधीतः विद्यते एतत् एतद्द्वारा अवगम्यते यत् षडङ्गानि यानि सन्ति तद्द्वारा एव वेदानां अध्ययनं कर्तव्यं वेदानाम् अर्थोद्घाटनं कर्तव्यं चेत् समीचीनतया षडङ्गानाम् साहाय्यं नितान्तम् अपेक्षितः इति